क्रीडायाः महत्तमं महत्त्वं या क्रीडा एव व्यक्तित्वनिर्माता अस्ति क्रीडा शरीरे मनसि च ताजङ्गिं जनयति प्राचीनकाले क्रीडा केवलं मनोरञ्जनसाधना मन्यते स्म बालाः अध्ययनात् समयं गृहीत्वा मनोरञ्जनाय क्रीडां कुर्वन्ति स्म परन्तु आधुनिककाले क्रीडायाः महत्त्वं महत् अस्ति अस्माकं देशे क्रीडायाः एतावत् महत्त्वं दत्तं यत् वयं राष्ट्रियस्तरात् अन्ताराष्ट्रियस्तरपर्यन्तं क्रीडायाः सह स्वस्य परिचयं कर्तुं शक्नुमः तथा च वयं क्रीडाक्षेत्रे स्वकीयं तादात्म्यं निर्मातुम् अर्हति क्रीडायाः महत्तमं महत्त्वम् अस्ति यत् क्रीडा एव व्यक्तित्वस्य निर्माता भवति क्रीडा अपि व्यक्तेः व्यक्तित्वस्य चरित्रस्य च दर्पणं भवति यदि कश्चित् दुष्टक्रीडां करोति अतः सः अनैष्ठिकं व्यक्तिः अस्ति क्रीडायां युद्धं कुर्वन्ति बहवः क्रीडकाः सन्ति केचन क्रीडकाः क्रीडां व्यवहारं व्यवसायरूपेण स्वीकुर्वन्ति केचन क्रीडकाः सन्ति ये सहकारेण क्रीडन्ति एतादृशाः क्रीडकाः सहकारिणः भवन्ति एवं वयं ज्ञातुं शक्नुमः यत् कः खिलाडि श्रेष्ठः अस्ति अस्माकं स्वास्थ्यजीवने क्रीडायाः भूमिका सम्भवतः अन्यत् किमपि तावत् नास्ति अतः एव भिन्नभिन्नसामाजिकदेशेषु भिन्नभिन्नप्रकारकक्रीडाप्रकारेभ्यः अत्यन्तं महत्त्वं दीयते क्रीडा अस्माकं जीवने यथार्थम् आनन्दं ददाति अस्माकं शरीरे मनः च स्वास्थ्यं दृढं च करोति विद्वान् पी सिरन् उक्तवान् स्वास्थ्यं जीवनस्य महती सम्पत्तिः यदि वयं स्वस्थाः स्मः तर्हि वयं स्वजीवनस्य सर्वान् स्वप्नान् पूर्णं कर्तुं शक्नुमः यदि अस्माकं स्वास्थ्यं न श्रेष्ठं भवति तर्हि वयं कदापि अग्रे गन्तुं न शक्नुमः स्वस्थशरीरं प्राप्तुं जीवने क्रीडया क्रीडकस्य भावनायाः सह क्रीडां कर्तुम् आवश्यकं क्रीडनेन शरीरं दृढं भवति स्नायुः बलिष्ठाः भवन्ति आलस्यं गच्छति शरीरं शुद्धं भवति क्षुधा च वर्धते तस्मिन् एव काले वयं मनोरञ्जिताः अपि भवेम